अहं दूरदर्शने शङ्करा टी वी इति कोयमत्तूर्नगरे एक लोकल् टि वि चानेल् अस्ति तत्र विद्यमानेषु दूरदर्शनकार्यक्रमेषु शङ्करा एक चानेल्मध्ये अहं तु देवदर्शनम् इत्यादिविषये तत्र प्रसारयन्ति प्रातः आरभ्य रात्रीपर्यन्तं तद् दूरदर्शने देवानां विषये देवानां स्तोत्राणि मन्दिरविषये पारायणविषये विष्णु सहस्रनामं ललितासहस्रनामं तस्मिन् मन्दिरे किं कः कार्यक्रमः चलति इत्यादिविषये तत्र प्रसारयन्ति वयम् अस्माकं नगरे परितः विद्यमानमन्दिरेषु कः कार्यक्रमः चलति कदा कार्यक्रमः अस्ति भविष्यति इत्यादिविषये अपि तत्र प्रसारयन्ति एतद् बहु उत्तमकार्यक्रमः अस्ति इति कारणात् अहम् एतद् कार्यक्रमं सर्वदा अहं पश्यामि